संस्कृतभाषायां रूपकाणि प्रसिद्धान्येव दशरूपकाणि प्रसिद्धानि नाटकं प्रकरणं भाणं प्रहसनं डिमं व्यायोगं समवकारं वीथिः अङ्कम् इहामृगम् इति तत्र नान्दी सूत्रधारः अङ्गः प्रवेशः विष्कम्भकः भरतवाक्यम् इत्यादि संस्कृतरूपकेषु प्रसिद्धानि एव तत्र प्रथमं नान्दी नाम आशीर्वादरूपेणैव रूपकाणि आरम्भं करोति तादृश आशीर्वचनमेव श्लोकरूपेण मङ्गलरूपेण रूपकाणां प्रथमभागे दत्तमस्ति तादृशं आशीर्वचनमेव नान्दी इति प्रसिद्धं भवति नान्दी करणानन्तरमेव रूपकाणाम् आरम्भं करोमि तदनन्तरं सूत्रधारः इति पदम् अतीव प्रसिद्धं सूत्रधारः नाम नान्द्यन्ते ततःप्रविशति सूत्रधारः इति लक्षणमस्ति नान्दी अथवा मङ्गलमथवा आशीर्वाचनानन्तरं सूत्रधारः प्रविशतिः सः आगत्यैव रूपकाणां सन्दर्भं वदन्ति आकाङ्क्षारूपेणैव सन्दर्भं वदन्ति अनन्तरं नाटकम् अथवा रूपकाणां प्रवेशं करोति एवम् अङ्गः नाम अध्यायाः एव रूपकाणां प्रत्येकं नाटकानां कृते विविध अङ्गाः अथवा अध्यायाः सन्ति तदेव अङ्गाः उदाहरणेन अभिज्ञानशाकुन्तलं नामक नाटके सप्त अङ्काः सन्ति एवं रीत्या अध्यायाः एव अङ्गः इति पदेन उद्देश्यम् अनन्तरम् विष्कम्भकः इति पदमपि प्रसिद्धं वर्तवर्तिष्यमाणानां कथांशानां निदर्शः इति लक्षणमेव प्रसिद्धं विष्कम्भकस्य द्वौ भेदौ स्तः शुद्धं सङ्कीर्णं चेति तदेव रूपकाणां एकं प्रथमं प्रधानं भवति अनन्तरं भरतवाक्यं नाम भरतवाक्यम् इति रूपेण प्रथमं रूपकाणि नान्दीश्लोकेनैव आरम्भं करोति इदानीम् अन्तिमभागे भरतवाक्यनैव समाप्तं करोति आदिमभागे नान्दीश्लोकेन मङ्गलाचरणेनैव रूपकाणि आरम्भं करोति अन्तिमभागे भरतवाक्यनैव मङ्गलरीत्या एव रूपकाणां समापनं करोति

रूपकाणां विषये एतदेव वक्तुं शक्यते रूपकाणां दशरूपकाणि सन्ति तत्र प्रथमं नान्दीश्लोकेन अथवा मङ्गलाचरणेन आशीर्वचनेन च नाटकम् अथवा रूपकाणि आरम्भं करोति तदनन्तरं सूत्रधारः प्रविशति सन्दर्भम् उक्त्वा कथां प्रविशति तत्र अङ्गाः रूपकाणाम् अङ्गाः सन्ति अङ्गाः नाम अध्यायाः एव तत्र प्रवेशः विष्कम्भकः विदूषकः इत्यादि अपि रूपकाणां मध्ये सन्ति अनन्तरम् अन्तिमभागे भरतवाक्येनैव समापनं करोति